नमस्कारः गीताप्रेस्स् गोरखपुर् अहं प्रीतं देवनाथः अहम् एकं पुस्तकं आर्डर् कृतवान् तस्य पुस्तकस्य नाम दशोपनिषत् तद् बहुसम्यक् आसीत् बहुसुन्दरमासीत् बहु स्वल्पधनेन एव प्राप्तं एतादृश स्वल्पधनेन कुत्रापि इदानीं पर्यन्तम् अहं क्रयणं न कृतवान् बहुसम्यक् आसीत् बहुसुन्दरतया लेखनम् अस्ति स्पष्टतया तथा च तादृशं सम्पूर्णभारते प्राप्यते इति एव धन्यवादाः